सङ्ग्रहितवस्तूनां योजने दिनाङ्कः संस्कृतिः अस्तित्वम् इत्यादीनां महत्वं भवति एव उदाहरणार्थं वयम् एकवारं मानससरोवरं गतवन्तः मानससरोवरे तत्र ओङ्कारचिह्नंशिलाखण्डाः मिलन्ति तद् आनीय गृहे स्थापितवन्तः तद् यदा कदापि पश्यामः चेत् तस्य यदा वयं गतवन्तः तस्य दिनाङ्कस्य स्मरणं भवति तदा अस्माकं संस्कृतेः वैशिष्ट्यम् अस्माभिः ज्ञायते कथम् एकैकम् अनुतृणशिलायामपि अस्माकम् ओङ्कारः वर्तते इति तत्र गमनानन्तरं ज्ञायते अस्माभिः तस्य अस्तित्वमपि अस्माभिः रक्षयितुं शक्यते अन्येभ्यः वक्तुं शक्यते मित्रेभ्यः दर्शयितुं शक्यते एतादृशं महत्वम् एकवस्तोः वस्तूना एवं भवति अतः यद् यत्र कुत्रापि गच्छामः चेत् किमपि स्मरणार्थम् वस्तूनि आनयामः चेत् तस्य रक्षणं बहु स्मरणार्थं स्थापनं बहु योग्यं भवति उदाहरणार्थम् अन्यं राज्यं गच्छामः चेत् इदानीं राजस्थानं गुजरात् तत्रत्य संस्कृतिः प्रतीकवस्तूनि आनयामः चेत् अथवा धरामः चेत् तत्रत्य जीवनशैली तत्रत्य संस्कृतिः तद् अस्माभिः सर्वम् महत्वं प्राप्यते अतः वयं यत्र कुत्रापि गच्छामः चेत् तादृशानि वस्तूनि आनीय तेषां व्यवस्थितरीत्या गृहे दिनाङ्कं विलिख्य लि विलिख्य स्थापयामः चेत् तस्य दिनस्य स्मरणमपि भवति एषु स्थलेषु एतादृशवस्तूनि मिलन्ति इति अस्माकम् यत् अवगमनं भवति किमपि गृहम् आगच्छन्ति चेत् अस्माकं भारतस्य वैविध्यं वस्तुना वक्तुम् अस्माभिः शक्यते अनन्तरं तस्य अस्तित्वमपि वयं बहुवर्षानन्तरं पश्यामः चेत् ओ एवम् अहं गतवती वा तदा अहम् एतद् आनीतवती आनीतवती वा एवं तस्य वस्तुनः प्रामुख्यता अधिकं भवति इति मम अभिप्रायः अनन्तरम् अन्याः शिलाः भवन्ति संस्कृतेः प्रतीकवस्तूनि भवन्ति तादृशानि वस्तूनि आनीय गृहे स्थापयामः चेत् अस्माकं संस्कृतेः वर्धनमपि भवति अन्यान् अपि वयं वक्तुमपि शक्नुमः छात्रान् तेन द्वारा वयं पाठयितुं शक्नुमः